गतसप्ताहे अहं गेस् सिलेण्डर् बुक् कृतवान् अद्य कृतवान् श्वः एव अहं साक्षात् प्राप्तवान् अतीव सः उत्तमः आसीत् सः कर्मचारी आगत्य सम्यक्तया सः द्र् दत्तवान् किन्तु यदा अहं योजनाय प्रयासं कृतवान् तर्हि तस्य रेग्युलेटर् तत्र नागतम् अतः बहु तत्र चिन्ताविषयः चिन्तन चिन्तायाः विषयः आसीत् पूर्वं तु अहं प्रयत्नं कृतवान् नाभवत् मम कश्चित् प्रतिवेशी आसीत् सः प्रयत्नं कृतवान् तदा अपि तत् तस्य योजनं नाभवत् अनन्तरम् अहं पुनः तदर्थं दूरवाणीं कृत्वा पुनः अन्यत् गेस् सिलेण्डरं स्वीकृतवान्